नमो नमः मम शक्तिः अस्ति अहं कुशलः प्रशासकः अस्मि वस्तुतः विंशत्यधिकाः कर्मचारिणः मम समीपे मम सविधे कार्यं कुर्वन्ति मम प्रतिष्ठानं यद् अस्ति तत्र द्विसहस्राधिकजनाः कार्यं कुर्वन्ति तत्र समर्थरूपेण तेषां सर्वेषाम् अपेक्षानुगुणं पुनः लक्षानुगुणमपि कार्यं वयम् अहं करोमि तत्र मम शक्तिः अस्ति इति अहं चिन्तयामि पुनः मम व्यक्तित्वस्य दौर्बल्यमस्ति यत् कस्यचित् मम कर्मचारिणः परिवारे वा वै वैयक्तिकं वा किमपि कष्टं भवति चेत् अहं सोढुं न शक्नोमि तत्र आत्मनः लक्षं वा कार्यं वा त्यक्त्वा तस्य साहाय्यं कथं करणीयम् इति मम प्रथमं चिन्तनं करणीयं भवति पुनः तत्र कदाचित् मुख्यम् उद्देश्यं लक्षं वा तत्र त्यजामि तथा तस्य साहाय्यं कथं करणीयम् इति अहं चिन्तयामि